संस्कृतिः धार्मिकरूपेण प्रचरतुं भवति इति मम अभिप्रायः उदाहरणार्थम् अत्र कुङ्कुमधारणम् इति लिखितं वर्तते कुङ्कुमधारणम् एवं भवति स्नानङ्कृत्वा भ्रोर्मध्ये मध्याङ्गुल्या च कुङ्कुमं स्थापयाम् अपि शेव तिलकं ज्ञानवर्धकम् इति अत्र शास्त्रमपि विद्यते मध्याङ्गुल्या एव उपविश्य एव तिलकधारणं भवेत् एवमेव तत्र ज्ञानवर्धकं ज्ञानचक्रस्थाने एव तत् स्थापनीयं वर्तते मध्याङ्गुल्या उपविश्य एव तथा अत्र विज्ञानमपि विशिष्टज्ञानम् इति अत्र ज्ञानचक्रस्य यदि उद्बोधनं भवति तर्हि अस्माकं ज्ञाने उत्तमरीत्या गुरुतत्त्वजाग्रतिर्भवति अन्येषां दृष्टि किं दृष्टिदोषः इति वदन्ति खलु तदपि नैव भवति अस्माकं मनः अस्माकं समीपे एव भविष्यति अन्येषाम् अन्तर्गतः नैव भविष्यति इति मम अभिप्रायः